अस्माकं प्रदेशे शिक्षणे व्यवस्था सम्यक् वर्तते अध्ययनसम्बन्धिसर्वाणि अनुकूलानि अत्र प्राप्तुं शक्नुमः तस्मात् सा शिक्षणव्य वर्धनस्य सह सहकरोति अस्माकं प्रदेशे जे एस् एस् मेडिकल् कोलेज् इञ्जिनरियिङ्ग् कोलेज् मैसूर् यूनिवर्सिटि क्रैस्ट् इन्स्टिट्यूषन् तदनन्तरं कानिचन सामान्यशालानि अपि सन्ति सर्वकारीयशालायाः परिस्थितिः मह्यं न ज्ञायते